ज्येष्ठाः जनाः आधिक्येन बौद्धिकक्रीडां क्रीडन्ति उदाहरणार्थं केरम् इति भवतु चेस् इति भवतु अथवा चदुरङ्ग क्रीडा इति भवतु अथवा काचित् अन्या सुडुकु इति क्रीडा भवति क्रास् वर्ड्स् इति क्रीडा भवति इत्यादिकाः क्रीडाः इत्यादिकाः क्रीडाः तैः क्रीडितुं शक्यन्ते यतोहि तेषां दैहिकशक्तिः तावती न भवति यद् यदि दैहिकशक्तिः अधिका भवति तेपि सामान्यक्रीडाः एव क्रीडन्ति उप उदाहरणार्थं शटल् बेट्मिण्टन् क्रीडन्ति अथवा टेन्निस् क्रीडन्ति अथवा फ़ुट्बाल् इत्यादिकमपि क्रीडितुं शक्नुवन्ति किन्तु अधिकाः ज्येष्ठाः जनाः तादृशीं क्रीडां क्रीडितुं न शक्नुवन्ति इत्यतः चेस् क्रीडितुं शक्नुवन्ति उभौ उपविश्य चेस् क्रीडन्ति अस्माकं प्रदेशेषु लघु कश्चन काचित् क्रीडा भवति चौकाबारा इति तामपि क्रीडितुं शक्नुवन्ति इत्येवं तत्र ज्येष्ठाः वृद्धाः अपि एनां क्रिडाम् अधिकाम् अधिकरूपेण क्रीडन्ति एकस्मिन् देवालये तस्य लक्षणं रेखां रेखाङ्कनं सर्वं कृत्वा स्थापितवन्तः भवन्ति तत् का कञ् कञ्चित् कालं निर्दिश्य तत्काले आगत्य ते उपविश्य क्रीडन्तः भवन्ति इत्येवं ज्येष्ठाः जनाः अपि एतादृशीं बौद्धिकक्रीडां क्रीडन्ति अपि च तेषां पादवेदना शिरोवेदना अथवा हार्ट् सम हृदयसमस्याः अधिकाः भवन्ति इत्यतः फ़ुट्बाल् इत्यादिकीं क्रीडां इत्यादि इत्यादिक्रीडाः क्रीडितुं न शक्नुवन्ति अतः जनाः ज्येष्ठाः जनाः सामान्यां क लघु बौद्धिकक्रीडाः याः भवन्ति उपविश्य क्रीडितुं शक्यन्ते अथवा स्वप्तुमपि क्रीडितुं शक्यन्ते इत्यादिकाः इत्यादिकाः क्रीडाः ते क्रीडन्ति इत्येवं क्रीडानां विषये